अहं आन्लैन् द्वारा मम शिशोः कृते अहं युतकं आर्डर् कृतवान् आसं परन्तु तत् इदानीमेव तस्य क्वालिटी सम्यक् नास्ति इति अहं भावयामि इदानीमेव तत्र तत्र च्छेदः दृश्यते प्रय प्रायशः सेकण्ड् हाण्ड् युतकम् इत् तत् इति मम भावना वर्तते अतः केपि इदं प्रोडक्ट् इदं वस्तु न स्वीकुर्वन्तु इति अहं प्रार्थयामि